एलेक्षन्समये एलेक्षन्काले एतस्मिन् अवसरे मम कृते किं कष्टम् अनुभवति इत्युक्ते मम पोलिङ्ग् बूत् परिवर्तनम् अभवत् परन्तु पूर्वस्मिन् मा चक्रे यत्र मया दत्तमासीत् तत्रेव अहं गतवती परन्तु मम नाम तत्र नासीतीति कारणात् बहुत्र भ्रमणं कृत्वा तदनन्तरम् एव मम उचितं स्थलं प्राप्तवती इति कारणात् किञ्चित् कष्टम् अनुभूतवती परन्तु मतं वोटिङ्ग् तु मम कर्तव्यम् आसीतीति कारणात् तावत् अधिकम् एतद् मम मनसि न स्थापितवती य तादृशं यत् य एतत् सर्वं भ्रमणं कृत्वा तत्र यदा अहम् आगतवती तत् त तत्पूर्वमेव पङ्क्तिः बहु दीर्घा अभवत् पङ्क्तिः बहु दीर्घमासीत् इति कारणादपि किञ्चित् अधिककालं तिष्ठ्वा तदनन्तरं मम मतं स्थापयितुं शक्नोति ब शक्तवती अतः एतदेव मम एतस्मिन् अवसरे एलेक्षन्काले एतदेव मम कष्टम् आसीत्